ममग्रामे दलबद्धतायाः चिकित्सायाः लोकप्रियाः केचन गृहोपचाराः सन्ति यथा वृक्षादि बल्कलस्य निर्याससेवनं शैत्यम् अनुभूयते चेत् तैल्यादि मर्दनम् अपि च काश्चन वनस्पतयः शन्ति यासां भक्षणेन ज्वरादिकम् अपसरति इतोऽपि सन्ति बहवः गृहोपचाराः एतेषां उपचाराणां उपयोगेन ग्रामे ये निवसन्ति तेषां महान् लाभः भविष्यति इति